कृषिकाणां विषये प्रमुखसमस्या तु तेषां वस्तूनां मूल्यं न प्राप्नुवन्ति मध्यवर्तिनः एव न्यूनमूल्यं दत्वा क्रीणाति साक्षात् आपण कर्तुं नोचेत् मूल्याधिकं प्राप्तव्यं इति एकः मार्गः भवेत् अत्र सर्वकारस्यापि पात्रं सन्ति वित्तकोशस्यापि पात्रं बहु प्रामुख्यं भवति श्रमिकाणां न्यूनातिन्यूनं न्यूनं कार्यं भवेत् अपि च वेतनस्य लाभं अपि भवेयुः इति